मया स्पोर्टस्वेर् इति प्रोडक्ट् स्वीकृतम् तत्र पोसिटिव् वर्तते यत् स्पोर्ट्स् यदा क्रीड्यते तदा चूडीदाराधिकं धृत्वा क्री क्रीडितुं न शक्यते यतेहि तत्र कम्फर्ट् फील् न भवति यतेहि कदाचित् ऊरुकं बहु दीर्घं भवति तदा कदाचित् पादे अटनसमये धावण समये क्लेशः स्यात् अत् तु स्पोर्ट्स्वेर् इति कृत्वा यथा स्पोर्ट्स् प्रति अपेक्षितं तद्ददेव तस्य निर्माणं कृतम् अस्ति इति कृत्वा तेन उपयोगः एव जातः वर्तते पुनश्च कदाचित् स्विम्मिङ्ग् मध्ये तावत् यद् धर्तव्यं सूट् तदेव धृत्वा क्रियते चेत् अस्मभ्यं तावान् क्लेशः न भवति यतोहि अन्यद्यदि ध्रियते तर्हि तत्र क्लेशः अस्ति एव यथा ऊरुकादिकम् अधः आगच्छति तस्य उपरि आनेयनं अधः करणम् इत्याधिकं भवति तस्मात् स्पोर्ट्स्वेर् समीचीनम् एव